गतमासे वयं मधुरै नगरं गतवन्तः ततः रामेश्वरं गन्तव्यं रामेश्वरगमनसमये ततः एकं केब् बुक् कृतवन्तः बहु उत्तमः चालकः कार् अपि बहु उत्तमम् आसीत् कार् यानम् अपि बहु वेगेन गच्छति स्म एसि स्थापयति स्म अस्माकं तु सुखप्रयाणम् आसीत् सुगमः इति वदामः खलु तस्य चालकस्य नाम आसीत् अनिकेतः अतः अग्रिम वारम् अपि सः एव चालकः भवतु तमेव वाहनं तदेव वाहनं प्रेषयतु इति अस्माकं प्रार्थना अस्ति कृपया स्वीकरोतु महोदय